मम क्षेत्रे सञ्चारव्यवस्थायां त्रुटयः तु बहूनि सन्ति तत्र आदौ नगरे पश्यामश्चेत् तत्र प्रायः कार्यालयसमये नाम प्रातःकाले नववादनादारभ्य सार्धदशवादनपर्यन्तम् यदा वयं तत्र कार्यालये गच्छामः तदा ट्राफ़िक् व्यवस्थायाः बहु अवनतिः अस्माभिः अत्र दृश्यन्ते कुत्र ट्राफिक् लैट् इति कार्यं न कुर्वन्ति कुत्रापि जनयातायातव्यवस्था या अस्ति तत्रापि बहु समस्या अस्माभिः दृश्यते कारणं जनाः तु व् वर्धिताः एव जनानां संख्या तु बहुभिः बहु वर्धितम् परन्तु तदपेक्षया यानानां सङ्ख्या न वर्धिता इति कृत्वा प्रतिदिनं गमनागमनसमये बहु समस्या अस्माभिः अनुभूयते पुनः तत्र तत्र मार्गः अपि सम्यक् नास्ति बहुषु स्थानेषु वर्षाकाले विशेषतः तत्र जलं भवति प्रायः फ़्लाट् इति कृत्वा वयं बहुभिः स् नाम समस्या द्वारा वा मस्म वयं तत्र पश्यामः पुनश्च ग्रामे यदि वयं पश्यामः तत्र तु आदौ मार्गः एव नास्ति कुत्रापि स्थले मार्गः तत्र नष्टः जातः इति कृत्वा ग्रामेपि बहवः सञ्चारव्यवस्थायाः बह्व्यः त्रुटयः अत्र दृश्यन्ते तर्हि आदौ तत्र परिवर्तनं करणीयं परिवर्तनं नाम तत्र मार्गस्य जीर्णोद्धारः क् करणीयः पुनः बस्यानस्य व्यवस्था अपि करणीया एतत् एतत् कृत्वा नाम अस्माकं कृते यातायातव्यवस्थायां स् सौकर्यम् आगच्छेत् इति मम अभिप्रायः